हरिः ओं प्रणामः वदतु आम् आम् अस् अस्ति अत्र न तस्य उत्तमा स्थितिः अस्ति चेत् तद् नवीकृत्य छायां सर्वं कृत्वा अथवा स्पाञ्ज् नूतनं स्पाञ्ज् फ़र्निषिङ्ग् सर्वं कृत्वा दातुं शक्नोमि अतः नूतनम् आवश्यकं चेत् तदपि अत्र आगत्य नूतनं क्रेतुं शक्नोति यदा भवतः इच्छा तादृशम् हा भवान् एकवारं तस्य छायाग्रहणं स्वीकृत्य मह्यं वाट्साप्द्वारा प्रेषयतु अनन्तरम् आवश्यकं चेत् अत्र आनयतु अथवा अहं मम कर्मकरं तत्र प्रेषयामि दृष्ट्वा कति रूप्यकाणि भविष्यति इति वदामि हा कर्तुं शक्यते इदानीं तु छायाचित्रमस्ति चेद् तद् उत्तमं भवति यद् पुरातनमस्ति तत्सर्वं नवीनम् इव भवति अस्माकं किञ्चित् धनव्ययः भवति तथापि तद् यदा नूतनवस्तु अस्ति तादृशं ततोपि उत्तमं भवति भविष्यति हा दर्पणस्य अस्ति अस्ति दर्पणस्य फ़्रेम् कर्तुं शक्नोमि पुरातनः आसन्दः अस्ति चेदपि तस्य शाकाः तद् उत्तमं भवति तस्य वस्तु उत्तमं भवति किञ्चिद् वयं छायां किञ्चिद् वर्णलेपनं कुर्मः किञ्चिद् फ़र्निषिङ्ग् कुर्मः चेत् तद् इतोपि अत्युत्तमं भवति अतः आधुनिकं फ़्लैवूड् अपेक्षया पुरातनवृक्षस्य भागाः अत्युत्तमाः तदेव नवीकुर्मः तदुत्तमं भवेत् हा कपाटिकाः अपि वयं सम्यक् कर्तुं शक्नुमः कपाटिकाम् अपि नूतना इव कर्तुं शक्नुमः एकवारम् अत्र आनीतव्यम् अथवा वयं तत्र गन्तव्यम् अस्माकं कर्मकराः अत्र आगत्य अपि कर्तुं शक्नुमः धन्यवादः